अस्माकं क्षेत्रेषु विविधाः प्राकृतिक सम्पन्मूलाः सन्ति तत्र नारिकेलफलं काटन् इक्षुदण्डम् इत्यादिकं प्रसिद्धतया वर्तन्ते नारिकेलफलेन तैलं करणीयं तथा च नारिकेलफलस्य औट्लेयर् द्वारा सोफ़ासेट् इत्यादिकं कुर्वन्ति इक्षुदण्डेन शर्करं गुडं वा करणीयं तथा च काटन् द्वारा नूतनविविधवस्त्राणि क्रीयन्ते तत्र काटन्मध्ये विविदरीत्या तैलानि क्रीयन्ते तत्र एतादृशरीत्या प्राकृतिकसम्पन्मूलाः अस्माकं प्रदेशे उपलभ्यन्ते